डेङ्गू ज्वर् मलेरिया इत्यादीनां मशकजन्यरोगाणां निवारणाय प्रायः परिस्थितिः परिस्थितेः अनुसारं भिन्नभिन्नप्रथाः प्रथाः उपयुक्ताः भवन्ति मध्यप्रदेशेषु सामान्यं वातावरणं विद्यते तदर्थम् आरम्भिकः उपायः एतेभ्यः रोगेभ्यः प्रथमम् आत्मरक्षणं कथञ्चित् यदि रोगेभ्यः रोगैः वयं पीडिताः भवेम तर्हि प्रथमं प्रथमः उपचारः नाम भोजनस्य त्यागः

अनन्तरं चिकित्सकस्य परामर्षेण पुनश्च विभिन्नचिकित्सकीयं चेकप्स् इत्यस्मात् परं किम् औषधं स्वीकर्तव्यं कथञ्च स्वीकरणीयं केन माध्यमेन स्वीकरणीयं कदा कदा च स्वीकरणीयं तदनुसारं स्वीकर्तुं शक्यते एवम् एषा सामान्यपरम्परा पुनः रोगस्य स्तरः कः इति यदि ज्ञायते तदानीं भिन्नभिन्नाः उपचाराः अपि आश्रिताः भवन्ति